मम प्रदेशः दक्षिनकन्नडप्रदेशः दक्षिणकन्नडमण्डले भवामि अस्मिन् प्रदेशे कृषिकार्यम् अत्यन्तं प्रधानम् किं किं तत्र क्रियते पूगिफलस्य वर्धनं नारिकेलफलस्य वर्धनम् इत्येवं रूपेण तत्र कार्याणि भवन्ति रब्बर् कृषिः अपि क्रियते एतावदेव न फलानां वर्धनम् अपि क्रियते आम्रफलं पनसफलम् इत्यादि फलानि अधिकतया तत्र इत्यादि फलानां वर्धनम् अधिकतया क्रियते एतादृशकृषिद्वारा जनानाम् आर्थिकदृष्ट्या महत् अनुकूलं भवति अर्थात् जनाः कृषिकार्यं कृत्वा प्राप्तं पूगीफलादिकं सर्वं एकत्र स्थापयित्वा आतपे स्थापयन्ति प्रायः एकमासं वा सार्ध एकमासं वा तथा स्थापयित्वा पुनः आपणं गत्वा तद् द्वारा आर्थिक लाभं प्राप्नुवन्ति तद् द्वारा जीवन निर्वह् निर्वहणं सम्यक् तैः कर्तुं शक्यते इति विशेषः